ग्राम्यक्षेत्रेषु याः क्रीडाः भवन्ति तत्र शारीरिकव्यायामः अधिकं भवति पुनश्च तत्र प्रकृतेः सन्निवेशः अपि भवति यथा वृक्षाणाम् उपयोगः वृक्षे वृक्षान् आरुह्य ततः कूर्दनम् एतादृशी क्रीडा नगरेषु नैव सम्भाव्यते नगरेषु बालाः प्रायः अन्तर्जालमाध्यमेन क्रीडनं पुनश्च गृहे एव क्रीडन्ति ग्रामेषु बाह्ये सुरम्ये वातावरणे क्षेत्रेषु यत् क्रीडनं भवति तस्य आनन्दः एव पृथक् अस्ति